हरिः ओम् महोदय अहं मेणसे नगरात् वदामि मह्यम् पिजा अपेक्षते पिज्जायाम् अधिकं क्याप्सिकं मास्तु अन्यच्च खिचडि अपि अपेक्षते खिचडिमध्ये अधिकं लवणं न स्थापनीयम् अन्यत् मधुरं भोजनस्य पश्चात् अपेक्षते तत् द्वयम् द्वयं प्रकारकं भवति चेत् साधुः